आं निश्चयेन गणकीकृतकलापेक्षया मानवनिर्मितकला विशिष्टा भवति एव किमस्ति यदि गणकीकृतकला अस्ति तर्हि विद्यार्थिनः बहु चिन्तनं न कुर्वन्ति रेडिमेट् प्राप्नोति खलु अतः तेषां चिन्तनं नास्ति तत्र किन्तु यदि किमपि कलाक्षेत्रे ते स्वयं निर्माणकार्यं कुर्वन्ति तर्हि ते चिन्तयन्ति तेषां विषये विषयः कः कथं करणीयमस्ति एवम् एकाकी करणीयमस्ति वा सङ्घनिर्मितिः करणीयास्ति एवं विषयः कः एवं ते चिन्तयन्ति एतेन किं भवति यदि सङ्घः अस्ति तर्हि ते सङ्घीयकार्यम् अर्थात् सङ्घे कथं वयं कार्यं कर्तुं शक्नुमः इति ते जानिष्यन्ति एवम् बहु अधिकम् सङ्घकार्यं अस्ति तर्हि तेषां मध्ये छात्रणां मध्ये वार्तालापः भवति एवम् येन किं भवति तेषां मध्ये एकं बाण्ड् निर्मितं भवति अतः ते कथम् वयम् अन्यस्य हेल्प् कर्तुं शक्नुमः इति ते चिन्तयन्ति ते सामाजिकाः भवन्ति अतः गणकीकृतकलापेक्षया मानवनिर्मितकला विशिष्टा भवति